नर्तकाः कलाकाराः भवन्ति ते कलां प्रदर्श्य एव जीवनं यापयन्ति समाजे कलाकारः बहु मुख्यं भवति कलाकारस्य जीवनं कष्टकरं भवति धनम् अधिकं न लभ्यते अधिकसमयं दातव्यं सभामध्ये ना नाट्यप्रदर्शनार्थम् ते एव धनं दातव्यम् एकदा अस्माकं नाट्यविद्यालये अस्माकं नाट्याचार्यः कलाकारान् आहूय वृत्तं दत्तवान् धनमपि दत्तवान् एतत् कलाकारान् कृते बहु प्रेरकम् अभवत् एतद् दृष्ट्वा अहमपि नर्तकान् कृते किमपि करणीयम् इति निश्चिन्तितवती